जीवने तरणकौशलं सर्वेषामावश्यकम् क्वचित् प्रसङ्गेषु जलमध्ये अस्माकं स्थितिः स्यात् विशेषतः यदा अतिवृष्टिः भवति यत्र कुत्र वा जले यानं कुर्मः तत्र अस्माकं रक्षणं तरणेनैव कर्तुं शक्यते तदर्थं साप्रदायिकतरणं सर्वैरपि ज्ञातव्यं प्रायः सर्वेपि साम्प्रदायिकरूपेण तरणं स्वगृहपरिसरे एव कुर्वन्ति तस्य विशेषरूपेण तस्य तरणस्य कौशलमपि पाठ्यते किन्तु व्यावसायिकतरणं प्रायः ग्रामस्थजनाः न जानान्ति तदर्थं तत्र विशेषरूपेण आधुनिकव्यवस्थया अध्ययनं करणीयं भवति व्यावसायिकतरणे नियमाः अधिकाः भवेयुः किन्तु साम्प्रदायिकतरणे जलात् बहिः आगमनं कथम् इत्येव तत्र अधीयते अतः अहमपि तत् तरणकौशलं ज्ञातवानस्मि अतः नदीषु तरणं कर्तुं शक्यते न तु समुद्रे समुद्रे तरणार्थं तत्र तरङ्गा अधिका भवन्ति किन्तु अत्र विशेषकौशलम् आवश्यकम्